अत्र बहवः जनाः गोरक्षणार्थं इदानीं सेवां आरब्धवन्तः गोरक्षणेन प्रथमं अस्माकं आरोग्यदायकं उत्तमक्षीरं प्राप्यते क्षीरं प्रधानतया प्राप्तुं शक्यते तदनन्तरं गोमयं गोमूत्रं सर्वपदार्थमपि गोः यद्वयं स्वीकुर्मः तत्र सम्यक्तया व्यापारं कर्तुं शक्यते प्रकृतेः तत् लाभाय अपि भवति इदानीं गोमयं गोमूत्रमिति वयं ततः वयं यत् फ़र्टिलैजर् रूपेण भूमौ स्थापयामः तत् भूमेः रक्षणं ददाति किन्तु वयं केमिकल् फ़र्टिलैजर् उपयोगं कुर्मः चेत् तत् भूमेः नाशमेव करोति अतः गोरक्षणेन तद्भूमिः एव तत् फलदायकं भवति फ़र्टेल् लेण्ड् भवति गोः वयं यद्यत् क्षीरं ततः तक्रं दधि घृतं नवनीतं यद्यत् प्राप्नुमः तत्सर्वं लाभाय वयं व्यापारं कर्तुं शक्यते एकं अनन्तरं इदानीं तत् गोमयं गोमूत्रमपि अहं कृत्वा इदानीं तु बहवः वस्तूनि कुर्वन्ति स्नानपेनकं कुर्वन्ति औषधं कुर्वन्ति शुद्ध घृतं वितरणं कुर्वन्ति दन्तचूर्णं निर्माणं कुर्वन्ति एवं विभिन्नवस्तूनि इदानीं गोमयतः दीपः मृद्दीपः इव गोमयदीपः भवति तत् कदापि भग्नमेव न भवति एतादृशं एवं गोरक्षणं यः कोपि कर्तुं शक्यते तन्निमित्तं किमपि बहुव्यापारसामर्थ्यं तादृशं न आवश्यकं गृहे स्थलमस्ति चेत् कर्तुं शक्यते रिक्तं भूमिं प्राप्तं चेत् तत्रापि दश वा विंशतिर्वा गोपालनं कर्तुं शक्यते तत् सर्वेषां आरोग्याय अपि फलं फलदायकमस्ति केमिकल् क्षीरं पिबामः चेत् तत् अनारोग्यमेव भवति अतः शुद्ध गोक्षीरं आरोग्यकरम् अस्ति